मम प्रदेशे सिरसीमारिकाम्बाजात्रा इति लोकप्रसिद्धं जात्रामहोत्सवः प्रचलति तद् वर्षद्वये एकवारं मार्च् मासे चलति तद् नवमदिनात्मकं जात्रामहोत्सवः भवति तत्र महा उत्सवः इति वदन्ति तत्र वैदेशिकाः अपि आगच्छन्ति तद् बहु सुन्दरं भवति जा महोत्सवे बुहविदमनोरञ्जककार्यक्रमाः प्रचलन्ति पुनः तत्र जाय्ण्ट् वील् सर्कस् इत्यादयः बहूनि आगच्चन्ति खाद्यविशेष आपणाः बहूनि भवन्ति पुनः हेण्ड् क्राफ्ट् आर्टिफ़िशियल् आपणानि बहूनि भवन्ति तत्र प्रायः प्रतिदिनं लक्षशः जनाः आगत्य महोत्सवं पश्यन्ति मारिकाम्बामातुः दर्शनं प्राप्नुवन्ति